संस्कृतभाषायां मम इष्टतमः श्लोकः श्रीमन्महाभारतान्तर्गतभगवद्गीतायाम् आगच्छति उद्धरेदात्मनात्मानम् आत् नात्मानमवसादयेत् आत्मैव ह्यात्मनो बन्धुः आत्मैवरिपुरात्मनः इति मम संस्कृते सम्भाषयितुं महान् अभिमानः अस्ति किमर्थं चेत् संस्कृतसम्भाषणेन अहम् भारतीयः इति निःसङ्कोचं यत्र कुत्रापि जगति वक्तुं पारयामि अपि च मम वाचः शुद्धिः भवति अपि च भारतीयसंस्कृतेः द्योतनार्थकः संस्कृतभाषा अपि च तस्यां भाषायां वदनं मम अभिमानजनकम्